नृत्यस्पर्धायां मम भागं साक्षात् न आसीत् किन्तु मम अग्रजा नर्तनं करणीयं भागं काम्पिटेसन्मध्ये स्वीकरणीयं जोइन् करणीयमिति उक्तवती अहं तां पाठितवती स् तत्र एकेकं दृष्ट्वा नूतन नूतन स्टेप्स् स्थापित्वा करणीयम् इति एकं चिन्तनं तदा आसीत् तादृशम् अहं कृतवती अग्रजां पाठितवती सा पठित्वा तत्र स्पर्धायां भागं कृत्वा सेकेण्ड् प्रैस् स्वीकृतवती तादृशम् अन्ये एकवारं मम कृते एका छात्रा दत्तवन्तः एक अण्टिवरामध्ये छात्रा दत्तवन्तः ताम् अहं पाठयित्वा ते नृत्य न् नर्तितवन्तः सो तत् स् तत् स्पर्धायां नास्ति किन्तु एकं प्रोग्रां निमित्तं ते कृतवन्तः किं तथापि ते किं गिफ़्ट् प्रैस् स्वीकृतवन्तः तादृशम् अस्ति अनन्तरं स् स्पर्धा इति न किन्तु नृत्यमध्ये मया केवलं भरतनाट्यं न अन्य एकं ट्रेडिस्नल् ड्यान्स् अपि पठनीयम् मुख्यतया नाट्यशास्त्रं पठनीयम् इति एका चिन्ता अस्ति किं कारणमित्युक्ते सः च शिवदेवः दत्तवान् शिवः किं किम् अटनं कृतवान् तथैव अत्र नाट्यशास्त्रमध्ये लिखितवन्तः इति सो तत्कारणात् अयम् इदानीं साक्षात् शिवं दर्स् न द्रष्टुं शक्यते न वा न जानामि किन्तु तस्य तस्य अटनम् अक्षररूपेण नाट्यशास्त्रमध्ये मिलति कारणात् अहं पठितुं बहु इच्छामि सो नाट्यशास्त्रं पठनीयम् नाट्यशास्त्रं यस्मिन् कस्मिम् अवसरे अस्ति कस्मिन् अक्सरम् आधारं स्वीकृत्येव पठनीयम् इति एका इच्छा अस्ति सो इदानीं संस्कृते अस्ति कारणात् संस्कृते नाट्यशास्त्रं पठनीयमिति मम आशा अस्ति